नमस्कारः अहं रञ्जन अस्मि विक्नेरिमिट्ठाभोजनालयः खलु अहं प्रतिदिनं स्विग्गीद्वारा भोजनं आन् आनयामि स्म भवतां पाक आवल्यां मम गृहसङ्केतः योजितः आसीत् इदानीम् अहं मम गृहं परिवर्तितवान् सद्यः विश्वविद्यालस्य छात्रावासे वसामि अतः इतः परं तत्रैव भोजनं प्रापयन्तु तस्य सङ्केतः वर्तते जयपुर् केन्द्रीयसंस्कृतविश्वविद्यालयः त्रिवेणीनगरम् इति कृपया डेलिवरीसङ्केतम् अप्डेट् कुर्वन्तु